अहं पूर्वम् आन्लैन् मध्ये शापिङ्ग् वस्तूनि दृष्ट्वा बहूनि वस्तूनि कार्ट् मध्ये स्थापितवती आसं किन्तु तदानीं क्रेतुं धनं न आसीत् किन्तु बहूनि वस्तूनि मम कृते रोचितं रोचितानि आसन् अतः सर्वं स्थापयित्वा संस्थापितवती किन्तु कालानन्तरं तेषाम् उपरि इच्छा एव न ज न आसीत् इच्छा गता पुनश्च कानिचन वस्तूनि अन्यत्र बहिः स्वीकृतवती पुनश्च कालानन्तरं तेषां धनमपि वर्धितम् अतः इदानीं तेषाम् उक् क्रयणार्थं मम इच्छा नास्ति अतः आदौ स् तेषां निष्कासनं भवेत् पुनश्च बहूनि वस्तूनि सन्ति अतः आदौ तत्र गत्वा सर्वं निष्कासयामि अनन्तरं यदि इच्छा अस्ति तर्हि स्थापयित्वा क्रीणामि किन्तु इदानीं बहूनि वस्तूनि सन्ति तत्र इदानीं तेषां सर्वेषामपि निष्कासनं करणीयं वर्तते करोमि अपि यदि मया प्रथमवारं दृष्टं तदानीम् इच्छा आसीत् पुनश्च सं सम्यक् दृष्टं मम कृते किन्तु इदानीं ते न्न रोचनीयं पुनश्च न रोचितं पुनश्च तेषां धनमपि वर्धितम् अतः शीघ्रमेव तेषां निस्कासनं भवति करणीयमपि करोमि अपि